अहं तु चित्रनिर्माणं कदापि न कृतवती तत्र मम आसक्तिः अपि नास्ति किन्तु अन्तर्जाले युट्युब् माध्यमे बहुधा अहं कथं चित्रनिर्माणं कुर्वन्तीति बहुवारं दृष्टवती तावदेव अन्यत् मम चित्रनिर्मितिविषये बहु ज्ञानं नास्ति अपि च चित्रनिर्माणं न करोमि अपि